महाभारतस्य अङ्गीभूता भगवद्गीता इति भगवतः श्रीकृष्णस्य उपदेशः अर्जुनाय तत्र अस्माकं दर्शनानि इत्युक्ते न्यायवैशेषिकयोगसाङ्ख्यपूर्वोत्तरमीमांसाः इति तत्र न्यायवैशेषिके अस्माकं बुद्धिमुपयुज्य तर्कादिकं कृत्वा ईश्वरस्य अस्तित्वम् अनुमीयते एवं योग साङ्ख्य दर्शनादिषु आसनादिकम् अष्ट अङ्गानि अपि बोधयित्वा शरीरमुपयुज्य मनसः नियन्त्रणं कृत्वा इन्द्रियाणां नियन्त्रणं कृत्वा मोक्षपर्यन्तं कथम् इति मार्गः एवं पूर्व उत्तरमीमांसा दर्शनेषु तत्र सम्भाषणं कृत्वा कृत्वा कृत्वा सर्वसन्देहानां निवर्तनं अपि यदा भवति तदा ज्ञानं प्राप्स्यते इति भगवान् श्रीकृष्णः तु भगवद्गीतायाम् एतेषां सर्वेषामपि बोधनं करोति अर्जुनस्य एकैकं सन्देहम् अपि निवर्तनं करोति एवम् योगशास्त्रविषयानपि तत्र स्पष्टीकरोति वेदान्तविषयानपि तत्र स्पष्टीकरोति प्रकृतिविषयः एव अन्तिमे भवतः शरणं शरणं भवतः शरणागतिं कृतवानहम् इति अर्जुनः शाधिमाम् इति वदति एवं सर्व दर्शनेषु विद्यमान सर्वविषयानपि भगवद्गीतायां भगवान् श्रीकृष्णः स्पष्टीकृत्य अस्माकं कृते उपदेशं करोति इति तत्र नैव सन्देहः अतः भारतीयदर्शनानां समन्वयग्रन्थः भगवद्गीता इति निश्चप्रजः एव